हरि ओं नमो नमः नमो नमः महोदय अहम् अस्मि शिवरामकृष्णः आं महोदय भवान् दूरवाणीं कृतवान् कलाशालातः कलाशालायाम् अस्ति वा आम् आम् महोदय वदतु महोदय किम् आवश्यकम् आम् आम् अन्नपूर्णा केण्टिन् एव शिवरामकृष्णः अस्मि वदतु महोदय ओ उत्तमम् एवम् अवश्यं कुर्मः महोदय आम् आम् अवश्यं महोदय कदा आवश्यकी एषा अल्पाहारव्यवस्था ओ सम्यक् महोदय सार्धचर्तुवादने इत्युक्ते अवश्यं व्यवस्थां कुर्मः चिन्ता नास्ति तस्मिन् समये अस्माकं समीपे मरीचिका मरीचिकाभर्जिकाः भवन्ति महोदय मीर्चिबज्जि चलति वा समोसा अपि भवति आलुसमोसा तदपि अस्ति सुपिष्टकानि सन्ति एव सर्वदा भवन्ति आम् महोदय किम् आनयामि सन्ति महोदय घारीकाः सन्ति माषचक्राणि एव किल आम् आम् महोदय सन्ति महोदय कति आवश्यकानि आम् महोदय

महोदय चायं अवश्यम् अस्तु महोदय अस्तु म

गुड अस्तु महोदय अस्तु महोदय इतोपि मिष्टान्नं लड्डुकम् अस्ति महोदय अस्माकम् आपणस्य विशिष्टम् अस्ति तत् विशिष्टपदार्थः लड्डुकम् अस्तु इदानीं पुनः कृपया वदतु महोदय अहं सूचीं लिखामि लड्डुकं शतम् आवश्यकम् आम् अनन्तरम् भर्जिकाः आवश्यकम् मर्चि मिर्चिभज्जि शतं शतम् घारिकाः अपि शतं लिखितवान् महोदय चायं चायं कति जनानां कृते म द्वे द्वे अस्तु म आम् आम् आम् दशजनां कृते दुग्धम् अस्तु महोदय सर्वम् आहत्य भवान् तु अस्माकं केण्टिन् केण्टिन् मध्ये सुपरिचीतः अस्ति अस्माकं मित्रमपि अस्ति भवान् अस्मान् सम्पर्कं कृतवान् अतः सामान्यतया चत्वारिंशत् रूप्यकेषु एकैकस्य कृते भवति महोदय एकम् आलुसमोसा मरीचिकाद्वयम् अनन्तरं चायं लड्डुकम् आहत्य सामान्यतया चत्वारिंशत् चत्वारिंशत् रूप्यकाणि एकैकस्य कृते किन्तु भवान् पृष्टवान् इति कारणेन त्रिंशति रूप्यकेषु अहं दातुं शक्नोमि महोदय एवं वा न्यूनम् इत्युक्ते भवतु आम् अस्तु भवान् ह अस्तु महोदय अवश्यं एकैकस्मिन् न्यूनं करोमि चेत् अस्तु पञ्चविंशतिरूप्यकेषु सर्वं ददामि एवं शतं जनानां इत्युक्ते सार्ध द्विसहस्ररूप्यकाणि भविष्यन्ति महोदय अस्तु अहम् आम् सायङ्काले प्रेषयामि मम उद्योगीद्वारा प्रेष्यामि महोदय स द्विचक्रवाहनेन पेटिकायां संस्थाप्य आनयति महोदय आम् आम् आम् अस्माकं केण्टिन् इत्यस्य तदेव अस्माकं प्रधान विषय अस्ति महोदय सर्वे आकृष्टाः भवन्ति अस्माकं स्वच्छं दृष्ट्वा शुभ्रतां च दृष्ट्वा अस्तु महोदयः आम् आम् महोदय आम् तथैव धन्यवादः महोदय भवतां संपर्काय अस्तु महोदय धन्यवादः आम् महोदय आम् आम् धन्यवादः महोदयः